अभ्यास काले क्षतयः इति विशेषतः किमपि तावत् परिणामकारि इति न आसीत् परन्तु लघु लघु एवं गतः भवन्ति एव तत्तु अभ्यसकाले सर्वदा तादृशविषयं वयं पश्यामः परन्तु किञ्चित् अधिकक्षमतया तत्र वयम् अभ्यासं कुर्मः चेत् तदा किमपि क्लेशाय न भवति वयं बहवः छात्राः मिलित्वा समुहे एव तस्य अभ्यासं कुर्वन्तः आस्म तस्मिन् समये यदाकदापि लघु लघु एतादृश क्षतयः अनन्तरं कण्टकाः भवन्ति स्म परन्तु सामान्यतः तावत् किमपि विशेषरीत्या एवम् स्मरणेस्थापनीयम् इति तादृशं किमपि न अभवन् इति वक्तुम् इच्छामि